नमस्ते अहं पवनकुमारः अहं भवताम् ओला सञ्चारव्यवस्थातः यानं प्राप्तुमिच्छामि यतोहि अहं रात्रौ द्वादशवादने मम फ़्लैट् वर्तते अतः तत्र गन्तुं मया यानम् अपेक्षते तत्र कापि व्यवस्था भवतां सञ्चारव्यवस्थातः कर्तुं शक्यते वा